हरि ओम् स्विग्गी वा हा अहं शारदा कम्फ़र्ट् तः दोसा आर्डर् कृतवान् आसम् तत्तु आगतं किन्तु तत् सम्यक् नास्ति तस्य क्वालिटी सम्यक् नास्ति तद्गतम् अस्ति नष्टं जातम् अस्ति पुनः दुर्गन्धः अपि आगच्छति अतः एतत् नापेक्षते मत्कृते रीफ़ण्ड् कुर्वन्तु अथवा अन्यद्दोसाम् आनयन्तु चिन्ता नास्ति अन्यद्दोसायं दोसाम् आनयति चेदपि भवति तु धनं प्रत्यर्पयति चेदपि चिन्ता नास्ति